अन्यभाषातः संस्कृतं प्रति अथवा तद्विरुद्धं भाषान्तरं मया कदापि कृतं तत्तु बहुकालात् पूर्वमेव तत्र मम अनुभवः किम् इत्युक्ते अहं मम मातृभाषायाम् अनुवदीकर्तुं सुलभम् आसीत् किन्तु इतरभाषात् भाषायाम् अनुवादं कर्तुं किञ्चिद् क्लिष्टम् आसीत् एवम् अन्यभाषातः संस्कृतं प्रति अनुवादं कर्तुं किञ्चिद् सुलभम् आसीत् इति मम अनुभवः वर्तते